मम ग्रामे तावत् बहवः व्यापाराः वर्तन्ते तत्र प्रमुखतः प्रमुखतया फूगीफलस्य व्यापारः तत्र द्विधा व्यापारः क्रियते फूगीफलस्य व्यापारः क्रियते अनन्तरं तस्य यत् त्वक् भवति तस्यापि व्यापारः क्रियते तस्य त्वक् तावत् वह्नि ज्वालनादिकार्येषु उपयुज्यते एवमेव कदलीफलस्य व्या अपि व्यापारः क्रियते कदलीफलस्य व्यापारेण समं तस्य यत् पर्णं भवति तस्यापि व्यापारः भवति अनन्तरं व्रीहिः व्रीहिः व्रिहेः अपि व्यापारः अधिकं अधिकतया मम ग्रामे वर्तते तत्र अपि द्विधा व्यापारः व्रीहिः अपि व्रिहेः अपि व्यापारः भवति एवं तस्य सस्यं भवति तदपि शुष्कं कृत्वा व्यापारं कुर्वन्ति यतोहि तत् शुष्कं यत् सस्यं भवति तत् किं गावः खादितुम् अर्हन्ति इति कृत्वा तस्यापि तत्र व्यापारः भवति एवं रूपं एवं रूपेण एव वृक्षाणां व्यापारः क्रियते वृक्षस्य कर्तनं कृत्वा तस्यापि व्यापारं कुर्वन्ति तत् कर्तितवृक्षाणि बहुषु स्थ स्थलेषु उपयुज्यन्ते वह्नि ज्वालनादि कार्येषु यत् निकृष्टं भवति काष्टं तस्य उपयोगः क्रियते यत् समीचीनं काष्टं भवति तस्य उपयोगः बहुविधं स्तरेषु उपयुज्यते